शिल्पकलाविषये सामान्या अपकल्पना इत्युक्ते शिल्पकला बहुकष्टकरी यः कोपि सामान्यां शिल्पकलां कर्तुम् नैव शक्नोति इति सर्वेषां मनसि दृढतया अस्ति एतदेव बहु मुख्यम् अपकल्पना शिल्पकलाविषये वर्तते अभ्यासेन यः कोपि विषयः भवतु तत् अस्माभिः अध्ययनं कर्तुं शक्यते वा पुनः पुनः अभ्यासं कुर्मः चेदेव विद्या सिद्ध्यति शिल्पकलाविषयेपि यदि शिल्पशास्त्रम् गुरूणां सकाशे श्रद्धया स्थित्वा अध्ययनं कुर्मः चेत् तदपि अस्माभिः सिध्यति एतादृशी अपकल्पना या अस्ति सर्वेषां कृते शिल्पशास्त्रं न सिद्ध्यति इति तत् निवारयितुम् अस्माभिः एकं कार्यं कर्तुं शक्यते ये ये निरन्तरम् अभ्यासेन शिल्पशास्त्रम् अधीतवन्तः सन्ति तेषां प्रदर्शनम् अस्माभिः ये शिल्पकलाम् अध्येतुं वाञ्छन्ति तादृशानाम् छात्राणां पुरतः कर्तव्यं तदा अस्माभिरपि अभ्यासेन एषा शिल्पकला सिद्ध्यति इति छात्राणां मनसि आगच्छति अस्मिन् वर्षे यदा रामन्दिरस्य उद्घाटनं जातं तस्मिन् समये कर्नाटकीयः अरुणमहोदयः एकं रामस्य विग्रहं निर्मितवान् तत्तु शिल्पशास्त्ररीत्या एव निर्मितं वर्तते यदा तादृशं शिल्पशास्त्रीयरीत्या निर्मितं शिल्पम् वयं पश्यामः अपि च ये शिल्पकलाम् अध्येतुं वाञ्छन्ति तादृशानां छात्राणां कृते प्रदर्शयेमः तदा तेषां मनसि स्थिताः अपकल्पनाः दूरीकृताः भवन्ति अतः अपकल्पनाः दूरीकृत्य अस्माभिः शिल्पकला शास्त्रस्य अध्ययनं सम्यक्तया क्रियते चेत् शिल्पकलाशास्त्रेऽपि अस्माकं सामर्थ्यं सिद्ध्यति इति मम मतिः